अहमत्र एकस्मात् आपणात् एकं स्यूतं गृहीतवती परन्तु तत् न सुष्टु न सञ्जातम् तत्र छिद्राणि सन्ति पुस्तकानि यदि स्थाप्यते तान् पुस्तकानि पतन्ति एव तत्र वाटर् बाटल् अपि स्थापितुं स्थलं नास्ति तत् किञ्चित् न्यूनमेव भवति तत्कनिष्ट अनुकूलमपि तत्र नास्ति